हा वदतु

हो एवं वा अत्र कप्पेशङ्करदेवस्थानमिति एकं देवस्थानम् अस्ति तस्य इतिहासः अस्ति पूर्वं यदा शङ्कराचार्याः भारतस्य अटनार्थं गतवन्तः तदा मण्डूकस्य कृते सर्पः छायां द यच्छन् आसीत् तद्दृष्ट्वा ते चिन्तितवन्तः एतद् पुण्यक्षेत्रमस्ति नाम ते वस्तुतः वैरिणः सन्ति तथापि तेषां तयोः मित्रतां दृष्ट्वा एतत् पुण्यक्षेत्रमिति ते अत्रैव कप्पेशङ्करदेवस्थानमिति एकं देवस्थानं निर्मितवन्तः तद्द्रष्टुं बहवः आगच्छन्ति आं सन्ति बहूनि क्षेत्राणि सन्ति तस्य पार्श्वे एव शारदामन्दिरमपि अस्ति शङ्कराचार्येण निर्मितमस्ति तद्द्रष्टुमपि बहवः आगच्छन्ति नवरात्रिसमये बहु जनाः आगच्छन्ति बहुविध अलङ्काराः कुर् क्रीयन्ते तदपि द्रष्टुं सम्यक् भवति समीपे सिरिमने फ़ाल्स् इति किग्ग समीपे अस्ति पुनश्च ऋष्यशृङ्गदेवस्थानमिति तत्रापि एकं देवस्थानमस्ति तस्य वैशिष्ट्यमित्युक्ते यदि वृष्टिः अत्र नागच्छति क्षाम इतिवद्भवति चेत् तत्र गत्वा पूजादिकं कृत्वा प्रार् प्रार्थनां कुर्वन्ति चेत् तदा वृष्टिः झटिति आगच्छति तत् तस्य क्षेत्रस्य वैशिष्ट्यमस्ति पुनश्च सिरिमने फ़ाल्स् सिरिमने फ़ाल्स् इति अस्ति तत्रापि बहु सम्यक् भवति जलपातादिकं द्रष्टुं क्रीडादिकं कर्तुं पुनश्च तद् अरण्ये वर्तते इति कृत्वा तत्र शान्तवातावरणं भवति बहु सम्यक् दृश्यते तत् अत्र वृष्टिकाले गन्तुं किञ्चित् क्लेशः भवति शैत्यकाले गच्छामश्चेत् सम्यक् यतोहि ग्रीष्मकाले तु जलमेव तावद् न भवति अतः शैत्यकाले गन्तुं सम्यक् भवति हा अस्तु